हरि ओं नमस्कारः भगिनी आम् आम् आं कुशली अस्मि भवत्याः परिवारः कथम् अस्ति आम् आम् आम् इदानीम् किं करोति भवती ओ एवं वा तत्र पाठशालायाः नाम किम् ओ जीवागुरुकुले अस्ति भवती ओ बहु उत्तमम् तत्र कति छात्राः वर्तन्ते तत्र कति छात्राः वर्तन्ते

ओ तत्र किमपि उत्सवः चलति इति वयं वार्तापत्रिकां मध्ये दृष्टवन्तः तत्र वार्तारूपेण दूरदर्शिन्यामपि दृष्टवान् अस्मि किम् उत्सवः चलति तत्र

ओ धनुर्मासः वा अस्तु ध्वनिः सम्यक् न श्रूयते भवत्याः ध्वनिः न श्रूयते ओहो इदानीं कोजागिरीपौर्णिमा अपि कुर्वन्ति वा भवत्याः कृते

तत्र कोजागिरीकार्यक्रमे किं किं भविष्यति किं किं कुर्वन्ति तत्र वेदाध्ययनछात्राः आम् मह्

आम् आम् आम् तत्र वेदस्वामी स्वामीपादाः अपि भागं गृह्णन्ति वा न स्वामीपादानामपि मार्गदर्शनं भवति किम् अस्तु अस्तु वयमपि आगच्छामः आम् मिलामः